आकाशवाण्याम् एव मह्यं बहु प्रियं किमर्थं चेत् अस्माकं गृहे प्रतिदिनं वयम् आकाशवाणीं श्रुण्मः प्रातः अहं उत्थाय नन्तरं षड्वादने आरम्भं भवति आकाशवाण्यां कार्यक्रमाः षड्वादने इत्युक्ते वयं श्रोतुं प्रारम्भं कुर्मः तदारभ्य एव शृण्मः बहूनि एव कार्यक्रमाणि मह्यं प्रियाः सन्ति कानि इत्युक्ते वचनामृतं मने मातागिदे वचनामृतम् इति कार्यक्रमः आगच्छति पुनहं भावगीतेगळु इति कार्यक्रमः आगच्छति पुनः किरुनाटक इति भवति पुनहं वैद्यरोन्दिगे नेरसम्पर्कं आरोग्यसंवादः इति कार्यक्रमः आगच्छति पुनः एस् एम् एस् माडि गीते केळि इति कार्यक्रमः आगच्छति पुनः काडुव हाडु इति कार्यक्रमः आगच्छति पुनः प्रदेशसमाचार आगच्छति पुनः चिन्तनं भवति पुनः केपि साधनां कृत्वा भवन्ति चेत् तेषां सन्दर्शनं भवति कथं कृतम् एतत् साधनां साधना कथं कृतं तत्र परिश्रमः कथं कृतं भवतः पुनः अहं किमपि कष्टम् आगतम् आसीत् वा कः वा पाठितवान् वा का वा पाठितवती वा एवं सर्वं सन्दर्शनं भवति पुनः संस्कृते अपि वार्ता भवति सम्प्रति वार्ताः श्रूयन्ताम् इति प्रारम्भं भवति संस्कृतवार्ता पुनः सितार्वादन इति भवति वयलिन् वादनम् इति भवति पुनः एवमेव बहूनि कार्यक्रमाणि आगच्छन्ति आकाशवाण्यं मह्यं सर्वाणि कार्यक्रमाणि अपि बहु एव प्रियाः अस्माकं गृहेपि सर्वेपि बहु इच्छातः शृण्वन्ति आकाशवाणीं किमर्थं चेत् तत्र किमपि दर्शयितुं न कुर्वन्ति किमपि स्वाभाविकमस्ति खलु तदेव वदन्ति पुनः अहं अधिकं किमपि वक्तुं न गच्छन्ति किम् अभवत् तदेव वदन्ति सम्यक् आगच्छति आकाशवाण्यं कार्यक्रमाः पुनः दूरदर्शनकार्यक्रमः इत्युक्ते दूरदर्शने अपि चन्दन इति एकं चानल् अस्ति तत् बहुदिनारभ्य अपि अस्ति तन्मध्ये बहूनि सम्यक् कार्यक्रमाणि आगच्छन्ति थट् अन्त हेळि इति कार्यक्रमः आगच्छति पुनः सिनि क्विस् इति कार्यक्रमः आगच्छति पुनः गानगरडी इति जानपदगीतानां गायनं भवति प्रतिदिनं पुनः मध्याह्ने पाकं कथं करणीयमिति प्रदर्शयन्ति अलङ्कारं कथं करणीयम् इति प्रदर्शयन्ति इत्युक्ते अडुगे कार्यक्रमः भवति पुनहं एतत् चित्रजगत्तु इति कार्यक्रमः बवति पुनः किमपि सैन्स् एक्सिबिशन् कृते किमपि करणीयं वा पठनीयं वा इत्युक्ते तदपि चन्दन चानल् मध्ये दर्शयन्ति पुनः चन्दन चानेल् मध्ये अपि वार्ता अपि सम्यक् दर्शयन्ति किमपि अधिकमपि न दर्शन्ति किमपि न्यूनमपि न दर्शयन्ति किम् अस्ति तदेव दर्शयन्ति पुनः अहं एवमेव मह्यम् आकाशवाण्यामपि दूरदर्शनेपि कार्यक्रमाः सम्यक् इति भासन्ते